आगस्ट् पञ्चविंशतिदिनाङ्कः ऊनशत उत्तर ऊनपञ्चाशत्तमः वर्षः सप्टेम्बर् त्रिंशत्दिनाङ्कः अष्टादशशतोत्तर षट्पञ्चाशत्तमवर्षः डिसेम्बर् त्रयोदशदिनाङ्कः सप्तदशवर्षोत्तरत्रयस्सप्ततिवर्षः फेब्रुवारी एकविंशतिदिनाङ्कः द्विसहस्रोत्तर अष्टवर्षः मार्च् सप्तदिनाङ्कः विंशत्युत्तर ऊनविंशतिवर्षः